हरिः ओम् नमस्ते नमस्ते भवती कुत्र अस्ति अस्तु अहम् अत्र कर्नाटकमध्ये अस्मि भवती अत्र आगतवती वा हा अत्र अत्र आगच्छतु वयं अत्र आगच्छ्तु वयम् एकं प्रोग्राम् अस्ति ह्म् तद् सम्यक् रीत्या प्रचलन्ती आवश्यकमस्ति हा भवती काश्मीर् का नौ काश्मीर् मध्ये अस्ति वा तत्र तत्र किं प्रोग्राम् अस्ति ओ चूर् चूर् मध्ये केन साकं मातापितात् अस्ति वा ओ अस्तु अस्तु अस्तु ओ सहोदरी अस्ति वा आ आ यात्रा कथमस्ति क्लेशः अस्ति वा किं किमभवत् एकः आम् वा हा हा ह अस्तु भोजनं खादति वा आ किं खादति रोट्टि खादति वा काश्मीर् मध्ये रोट्टि अस्ति वा ओ अत्युत्तमं भवति भवती अत्र कर्नाटकमध्ये आग आगच्छतु छे आगच्छतु अद् अत्र अनेकानि वेरैटि टैप्स् आफ् भक्षणानि अस्ति भोजनम् अत्र अनेकानि भोजनानि अस्ति मम साकं मम मित्रम् अस्ति भवती अत्र आगतवती चेद् वयम् एकं ट्रिप् कर्तुम् अस्ति ह्म् भवती अधुना कुत्र अस्ति काश्मीर् मध्ये कति दिनानि सन्ति पञ्च दिननि सन्ति अस्ति वा माता पिता च सुखमस्ति खलु हा स्वास्थ्यं कथमस्ति आरोग्यं कथमस्ति सम्यगस्ति वा अस्माकं पठनं कथमस्ति भवत्याः पठनं ओ अति दारिद्र्यं न चिन्ता मास्तु सेट् कर्तुं शक्नुमः अस्तु अस्तु भवती कर्नाटकमध्ये आगतवती चेद् अस्माकम् अनेकानि कार्याणि सम्भाषणं कर्तुम् ओके अस्तु अस्तु अस्तु